हरिः ओम् नमस्ते सुमध्यानं अहमत्र टूरिस्ट् प्लेस् निरीक्षणार्थं सहाय्यं करोमि आदिरपल्लि अस्ति मलम्पूषा अस्ति जलाशयानि जलाशयमस्ति आम् अद् आम् आम् बाहुबलि इति चलचित्रे एव अत्र दर्शयति आम् आम् भवता भवती इण्ट्रस्टेड् वा भवती आम् अ कु अनन्तरम् अत्र क्षेत्राणि सन्ति वडक्कुनाथ क्षेत्रमस्ति त्रिप्रेयर् क्षेत्रमस्ति व वडक्कुनाथक्षेत्रं यूनेक्स्को यूनेक्स्को अङ्गीकृतं भवति शिवप्रतिष्ठा आम् इरिनालक्कुडा सोमशेखरक्षेत्रं सोरि आम् इदिमालक्कुडा कूडल्माणिक्य शत्रुघ्नस्वामि रामानुजः रामानुजः भरतः भवति आम् तात्पर्यमस्ति वा

अत्र त्रिशूरुजिल्लायां प्रसिद्धः कौरी अयं स्नेहदीडम् इति समुद्रं समुद्रतटः अतः अनन्तरं पार्क् पार्क् अस्ति अनन्तरं म्यूसियम् अस्ति अनन्तरं ज़ू मृगाश्च दुर्गा बसारन् आम् आम् उत्तमं धन्यवादः